ओ नमस्ते महोदय भवान् कुत्र अस्ति भवान् मम स्थानं प्रति आगतवान् इति मह्यं ज्ञातं परं कुत्रापि भवान् न दृश्यते खलु कुत्र अस्ति भवान् ओ तत्र अस्ति वा प्रायशः तत्र किञ्चित् अन्यथा दर्शितं स्यात् अहं साक्षात् मैसूरु मयिलारि होटेल् पुरतः अस्मि तस्य अग्रे एव साक्षात् ईज़ी बय् इति एकं बृहत् आपणमस्ति पश्यन्तु तस्य अग्रे एव अहं स्थिता अस्मि कृपया तत्रैव आगच्छन्तु प्रायशः भवन्तः तत्र त्रिमार्गस्थाने सन्ति ततः किञ्चित् अग्रे आगच्छन्ति चेत् केवलम् दश मीटर् आगच्छन्ति चेत् ईज़ि बय् इति प्राप्यते कृपया अत्र आगच्छन्तु